हरि ओम् हरि ओं महोदय नमस्कारः महोदय अहं सम्यक् अस्मि आम् आं तदैव महोदये अस्तु महोदये स्वागतं निश्चयेन आगच्छन्तु अस्तु महोदये आं महोदये बहु विशालक्रीडाङ्गणमस्ति बहुलताः सन्ति बहुवृक्षाः अपि सन्ति क्रीडाङ्गणे बहु हरितम् अस्ति आं महोदये अतः एव वयं ददामः तस्याः कृते वील् चेर् अपि अस्ति आ महोदये आम् अस्माकम् मन्दिरे अस्माकं भोजनालये पूर्णं शाकाहारम् एव लभ्यते मधुरं लभ्यते फलानि लभ्यन्ते रूचिकरं भोजनं लभ्यते

आं महोदये निश्चयेन प्रधीयते अल्पाहारं भवति अल्पाहारं मध्ये अपि फलानि भवन्ति

आम् अस्माकं कृते एकं यानमपि अस्ति चालकः अपि अस्ति

आं महोदय स्वागतं महोदय आं महोदये स्विमिङ्ग् पूल् अपि अस्ति स्वच्छ प्रतिदिनं शुभ्रं करोति आम् आं एकं एव अस्ति वाषिङ्ग् मिषन् आम् अस्ति महोदय आम् आं निश्चयेन करोति धन्यवादाः महोदय आम् आं निश्चयेन स्वागतं जय् श्रीराम्